मम क्षेत्रे सञ्चारस्य बस् यानमेव वर्तते सञ्चारार्थं किन्तु तत्रापि सम समस्या वर्तते यतः समये समये बस् यानं नास्ति अतः जनाः बहु क्लेशमनुभवन्ति यतः एकं बस् यानम् अस्ति चेदपि तत् सम्पूर्णं पूरयित्वा गच्छति अतः जनाः बहुक्लेशमनुभवन्ति अतः इतोपि बस् यानानि नियोजयन्ति चेत् बहु सम्यक्तया भवति सञ्चारार्थम् इति मम अभिप्रायः अतः तद् विषये परिवर्तनं भवेत् पुनश्च अस्माकं क्षेत्रे रेल् यानम् एकमपि नास्ति तत् करणीयम् इति ममाभिप्रायः यदि रेल् यानमपि क्रियते तर्हि सञ्चारिणां कृते बहु सम्यक् भवति अनुकूलाय भवतीति ममभिप्रायः इदानीं विद्यमानं बस् यानं जनसम्मर्दयुक्तमेव भवति स्थानानि सन्ति केषुचिदेव किन्तु सर्वत्र न सन्ति यात्रायां समये समये बस् यानं नास्ति इत्येव बहु मख्यः मुख्या समस्या वर्तते अतः यदि समये समये यानं नियोजयिष्यते तर्हि यात्रिणां जनानां कृते सर्वदा सम्यक्तया भवति ते क्लेशं नानुभवन्ति इति मम अभिप्रायः अतः इतोपि बस् यानानि नियोजयिष्यन्ते चेत् सम्यक् भवति कृपया इतोपि बस् यानानि नियोजयिष्यन्तु